नमो नमः अहं कविता जोषी वदामि इदानीं अहम् आर्डर् कृतवती साम्बारवडा इति किन्तु अत्र सः सेवकः आनीतवान् तत्र शीतः जातम् अहम् उष्णः साम्बार इति अहम् इच्छामि अतः कृपया यः सेवकः अत्र आगच्छति तां वदन्तु यत्तत्र शीतं न उष्णा एव अस्ति चेत् नयतु इति अथवा किमपि करोतु अत्र सः सेवकः आगच्छति तत्पर्यन्तं सः तत् पदार्थः उष्णः अस्ति इति धन्यवादः